अहं बाल्यादेव वनस्पतीनाम् आरोपण आरोपणविषये आसक्ता आसं मम माता गृहे प्रतिदिनमपि सस्यानाम् जलपूर्णं करोति स्म तेषां सस्यानां पालनं सन्तु सम्यक् तया सा करोति स्म तस्याः प्रेरणया अहमपि तस्याः कार्या कार्यम् अनुकृतवती तस्याः आदेशानुसारम् अहमपि कार्यं करोति स्म बाल्यादेव वनस्पतिवर्धने आसक्ता आसन् गृहे बीजानि अवाप्य सस्यारोपणं करोमि प्रतिदिनं जलपूरणं करोमि मम गृहे पुष्पाणां सस्यानि सन्ति तथा फलानाम् अपि सस्यानि सन्ति तेषां सर्वेषाम् अपि व्यवस्था अहं करोमि प्रतिदिनम् अपि अहं करोमि सस्यानां ततः तदा तेषां गोब्बरा इति अपि सर्वान् अपि अहं दास्यामि जलपूरणमपि प्रतिदिनं करोमि पुष्पचयनं पुष्पफलचयनम् इत्यादि कार्यमपि अहं करोमि